शलायां मम इष्टतमविषयम् साहित्यम् आसीत् सहितयोर्भावः साहित्यम् साहित्यमध्ये साहित्यमध्ये भाव रसः अलङ्कार छन्द इत्यादयः सन्ति तर्हि साहित्ये आनन्द् आनन्द एवं सक्रियविषयः भवति साहित्यमध्ये गीतगोविन्दं रघुवंशं मेघदूतम् अभिज्ञानशाकुन्तलम् मालविकाग्निमित्रम् इत्यादयः विषयः बहुरुचिपूर्णम् अस्ति एतेषु विषयेसु पठनेन अहम् आनन्दम् अनुभवामि तर्हि साहित्यं मम इष्टतमविषयं भवति